मम नाम ममता अहं चेन्नैनगरे वसामि अहं ऐ ऐ टि केम्पस्मध्ये वसामि आवां वयं सर्वे चत्वारः भगिन्यः स्मः

अहं बि ए कम्पिटर्सैन्स् कृतवती कार्यमपि कृतवती कार्यं शिक्षिकारूपेण कृतवती अनन्तरम् वैयक्तिकसंस्था प्रैवेट् कम्पेनीस्मध्ये अपि कार्यं कृतवती अनन्तरम् इय संस्कृतस्य विषये अधिकरुचिः अस्ति इति दृष्ट्वा मम पतिः प्रोत्साहनं कृतवान् भवती उत्तमः पठतु अधिकं पटि पठतु एकं प प्रमाणपत्रं स्थापयतु उत्तमं भवत्याग्रे कदाचित् भवत्याः साहायं भविष्यति इति चिन्तयित्वा सः प्रोत्साहनं दत्तवान् अनन्तरं साहाय्यम् अपि कृतवान् बहु इति रूपेण अहं एम् ए अपि कृतवती तदेव मम सन्तोषकरविषयः भविष्यति इदानीं पूर्वम् अत्र ऐ ऐ टिमध्ये कार्यं कृतवती साफ़्ट्वेर् कन्सल्टेण्ट्रूपेण कार्यं कृतवती आसम् तत्रापि ट्रैनिङ्ग् कार्यम् इति स्वीकृत्य देहलीं प्रति अपि गतवती इदानीं संस्कृतस्य विषयं स्वीकृत्य संस्कृतस्य पठनं पाठनम् चलति इति आनन्द् आनन्दम् अनुभवामि मम जीवने एतदेव परिवर्तनम् अभवत् आरम्भे अहं सैन्स् स्टूडेन्ट् वैज्ञानिकछात्रा आसम् इदानीं सम्पूर्णं परिवर्तनम् अस्ति वा इति चिन्तयामि परन्तु अत्रापि उत्तमम् चलति इति अस्ति पाठनम् अस्ति शिक्षिकारूपेण कार्यं करोमि भिन्नभिन्न संस्कृतपुस्तकं पठामि मम पुत्रीद्वयम् अस्ति ज्येष्ठा तृतीयवर्षे महाविद्यालये पठति कनिष्ठा विद्यालये अस्ति नवमकक्षां पठति